अहं सामाजिकमाध्यमेषु नृत्यं कृत्वा इन्स्टाग्राम् मध्ये फेस्बुक् मध्ये प्रेषयामि स्म इतःपूर्वं टिक्टाक् इति एकम् असीत् तस्मिन् मध्ये अपि कानिचन वीडियो अहं पोस्ट् कृतवती एवञ्च संस्कृतेनपि चटकः चटकः इति एकं गीतम् अस्ति एवञ्च मम माता देवता इति एकमस्ति तत्सर्वं मध्ये अपि अहं नृत्यं कृत फेस् मम फेस्बुक् ऐ डी यत् अस्ति तत्मध्ये एवञ्च इन्स्टाग्राम् मध्ये रील्स् कृत्वा एवञ्च टिक्टाक् वीडियो कृत्वा अहं सोषियल् मीडिया मध्ये अप्लोड् कृतवती